अहं यदा चत्वारि वा पञ्चवयस्क बालिका आसम् तदा मम मया प्रथम छायाचित्रं गृहीतम् मम सहोदरी तदा एव नवजातशिशु आसीत् तस्याः चित्रमेव अहं प्रथमं केमरा मध्ये गृहीतवती तदा एव नूतन केमरा अपि आगतम् यदा अहं चत्वारिता वा पञ्चवर्षिया आसम् तदा मया मम सहोदर्याः चित्रं गृहीतम् आसीत्